मम प्रदेशे प्राधान्येन जनाः जीविकार्थं मूलतः कृषिकार्यं कुर्वन्ति तथा च केषाञ्चन व्यापारवाणिज्यमपि कुर्वन्ति आं तत्र यन्त्रशाला सन्ति कृषिकार्ये कृषकाः जलप्रदानार्थं यन्त्रस्य उपयोगं कुर्वन्ति वणिजः अपि व्यापारवाणिज्ये सहायकरूपेण यन्त्रस्य व्यवहारं कुर्वन्ति यतो हि यन्त्रेण सहजतया कर्मसिद्धिर्भवति आदौ गोभिः जनाः कृषिकार्यम् अकरोत् परन्तु अधुना वैज्ञानिकयुगं अतः यन्त्रमाध्यमेन कृषकाः कृषिकार्यं कुर्वन्ति तथा च कृषिकार्ये वैज्ञानिकपद्धतिम् अनुसरन्ति तथा च तेन सफलतामपि आप्नुवन्ति